वयं तु हिन्दवः हिन्दवः तु सामान्येन धर्मशास्त्रादिकम् अभ्यपगच्छन्ति अतः धर्मः कथं नाम असहायकाः ये वर्तन्ते तेभ्यः सहायं कर्तव्यम् एव अतः ये च मार्गे मरणजननयोः मरणजीवनयोः मध्ये वर्तन्ते तेषां सहायं कर्तव्यं तान् वैद्यालयं प्रति नेतव्यम् इत्यादिविषयेषु जनाः एकत्र भवन्ति नाम जनाः सर्वेभ्यः अपि सर्वं सहकारं कुर्वन्ति एवं च मम गृहे प्रतिपर्वणि अपि जनाः नाम मम कुटुम्बस्य सदस्याः सर्वे मम गृहं प्रति आगच्छन्ति तस्मात् अस्माकं कुटुम्बस्य तु धार्मिकः धार्मिकोत्सवस्य आचरणार्थं समुदायः भवति

पटाकी ताडयामः अतः तत् ताडयितुमपि बालकाः आगच्छन्ति एवं च पार्श्वस्य गृहस्थाः अपि आगच्छन्ति इत्यस्मात् धर्मः जनान् एतस्मिन् विषयेषु समुदायः कर्तुं कर्तुं शक्नोति